सामाजिककार्याणि नाम समाज परिरक्षणार्थम् इति भवति समाजे उत्तम वातावरणं निर्माणार्थम् इति कृषकः यत्र बहवः भवन्ति नाम इदानीम् उदाहरणार्थम् अस्माकं ग्रामीण प्रदेशे तत्र कृषकाः एव अधिकाः सन्ति ते इदानीम् नूतनं यद्यद् अस्ति तत्सर्वं न जानन्ति एव नाम कृ कृषिकदिनम् इति एकं दिनं निश्चिवन्ति किन्तु ते तस्मिन् विषये न जानन्ति एव अद्य कृषकदिनम् अस्ति अपि न जानन्ति महिलाः अद्य अद्य महिलाः डे अस्ति इत्यपि न जानन्ति पुनः माता भवति माता अद्य मातृदिनं मातुः दिनम् इति तदपि सा न जानाति अतः तेषां किं भवति सर्वदा परस्परं मिलित्वा किमपि वर्षे एकं नाटकम् इत्यादि कुर्वन्ति समाजम् इत्युक्ते समाजं उन्नत उत्तम स्थितौ भवेत् इति कारणतः परस्परं सहकारः सम्बन्ध रक्षणार्थं तादृशं सर्वं कुर्वन्ति नाटकं कुर्वन्ति यक्षगानं तु प्रसिद्धं भवति यक्षगानकथा तत्रत्यः बालाः पठन्ति पुनः मन्त्र इत्यादि पठनार्थं अपि मिलित्वा सहकारभावेन कुत्रचित् शिबिरं भवति तत्र गत्वा बालानां कृते पाठनं भवति तादृशं सर्वं परस्परं सौहार्द निमित्तं कुर्वन्ति पर्वणः आचरणं तु बहु भवति तत्र तदा परस्परं तस्य गृहम् एषः गच्छति एतस्य गृहं सः आगच्छति एवं रीत्या परस्परं नाम समाजपरिरक्षणम् इति विषयं स्वीकुर्मः चेत् तद् बहु समीचीनं भवति